चिन्तनप्रचोदकानि कानिचन पुस्तकानि पठितानि तत्र आदौ पठितं सावर्कर् महोदयस्य स्वतन्त्रसङ्ग्रामस्य पुस्तकं तत्र कथं स्वातन्त्रसङ्ग्रामः जातः कथं तद् सिद्धता जाता इत्यादिविषये पठितम् अपि च तेषामेव पुस्तकं सिक्स् ग्लोरियस् आफ़् इण्डिया तत् तादृशं चिन्तनं प्रचोदकं पुस्तकं पठितमस्ति अपि च देशसम्बद्धमपि प्रचोदकं पुस्तकं पठितमस्ति पुस्तकवाचसमूहे नास्मि किन्तु तथा चिन्तनप्रचोदकं पुस्तकं पठ्यमानमस्ति आधिक्येन सावर्कर् महोदयानाम् अपि च देशस्य विषये यानि यानि चिन्तनप्रचोदकानि पुस्तकानि वर्तन्ते तानि पठन्नस्मि अपि च वासिष्ठं योगवासिष्ठं तादृशं यत् वाङ्मयेषु चिन्तनं प्रचोदयति तादृशमपि पुस्तकं पठामि अपि च यस्य गा शास्त्रादीनां शास्त्रसम्बद्धपुस्तकानामपि चिन्तनं प्रचोदकानां पठनं क्रीयते अपि च अधुना योगवासिष्ठं योगवासिष्ठं पठन्नस्मि तत्र यत् मनसः विषये वेदान्तस्य विषये जीवनस्य विषये योगस्य विषये चिन्तनप्रचोदकं चिन्तनप्रचोदकविषयाः वर्तन्ते तेषां विषये पठन्नस्मि अपि च इतोऽपि योगस्य चिन्तनं प्रचोदकपुस्तकानि पठितवानस्मि पठनीयानि इतोऽपि कानिचन पुस्तकानि वर्तन्ते